गतदिवसे अहं पञ्चमीकक्षायाः टेक्स्ट्बुक् दृष्टवान् तत्र पुस्तकस्य समीक्षणमेवमस्ति यत् सा पुस्तिका आ उपयोगकर नास्ति वस्तुतः तत्र कण्टेण्ट् कण्टेण्ट् यथा निर्माणं कर्तव्यमासीत् तथा रिसर्च् द्वारा पुष्टं समृद्धं कण्टेक्ट् नास्ति पुनः प्रकाशनमपि सुविधाकरः नास्ति ये येषां वर्णानां चित्राणां प्रयोगः तत्र कृतः अस्ति तथा न करणीयः पञ्चमीकक्षास्तरानुगुणं तत्र नास्ति एव पुनः कक्षा पुस्तकस्य पृष्ठसंख्या वर्धिता अस्ति तदपि न्यूनं करणीयम् अतः वस्तुतः टेक्स्ट्बुक् तत् स्वीकरणीयं नास्त्येव इति